शारीरिकव्यायामः तथा योगस्य च को भेदः इति प्रश्नः वर्तते इमौ भिन्नावेव कुत इत्युक्ते शारीरिकव्यायामः तु शरीरस्य अङ्गाङ्गसौष्ठवं वर्धते अङ्गसौष्ठवेन आसनबलं वर्धते तेन योगं कर्तुं समाधौ स्थातुम् उपयोगाय भवति इति मत्वा शारीरिकव्यायामः योगस्य पूरकः वर्तते परन्तु स एव योगः इति न चिन्तयामः अनन्तरं शरीरस्य आरोग्यस्थितिः वर्धेत तेन इतरयोगस्य अंशाः के के सन्ति समाधिपर्यन्तं तस्य प्रयोजनाय भवति उपयोगाय भवति इति कृत्वा शरीरं सुष्ठु यदा भवति तदा योगस्य करणे प्रयोजनाय भवति योगस्य साधनं तु व्यायामः इत्येवं मन्यामहे